सत्यमेव विद्यालयस्य पाठ्यक्रमे तावत् बालकानां कृते वित्तकोशस्य कार्यप्रक्रिया नीतयः ऋणं करम् इत्यादिनां विषये शिक्षां दानस्य तु आवश्यकता वर्तते एव यतोहि आधुनिकसमाजे तावत् वित्तकोशं विना अथवा धनेन विना कार्यं तु न चलत्येव अतः बालकानां कृते अवश्यमेव कार्य वित्तकोशस्य कार्यप्रक्रियाविषये तत्रत्य विद्यमानानां चीटिकानां परिचयः कारणीयः धनं पूरणीयं चेत् कीदृशं चिटि कीदृश्याः चीतिकायाः पूरणं कर्तव्यम् एवं स्वीकरणम् आहार्यं चेत् कथं कीदृशं चेत् चेक् इत्यादिकं लेखनं चेक् सङ्ख्या कुत्र भवति इत्यादि इत्यादि बहुप्रकारककार्यानि वित्त वित्त वित्तकार्यालयेषु भवन्ति अतः वित्तकोशस्य कार्यप्रक्रिया तु अवश्यमेव ज्ञापनीया एवं च तत्र ऋणप्रक्रिया कथं भवति तस्य पश्यतात्मकं कथं भवति इत्यादिकं कतिवर्षाणां कृते ऋणं स्वीकुर्मश्चेत् कथं स्वीकरणीयं कीदृशं ऋणं स्वीकरणीयं वैयक्तिकं स्वीकरणं स्वीकर्तुं शक्यते वा अथवा गृहार्थं लोन् स्वी ऋणं स्वीकरणीयं वा गृहार्थं लोन् स्वीकुर्मश्चेत् किम् आयकरविभागतः वयं विमुक्तिं प्राप्तुं शक्नुमः इत्यादि नैकविदप्रकारक अंशाः तत्र वित्तकोशेन सम्बद्धा अंशाः भवन्ति अतः तादृशाः अंशाः तु अवश्यमेव बोधनीयाः येन स्ते स्वकीयजीवने स्वकीय आर्थिकव्यवस् जीवनस्य व्यवस्थां सु समीचीनरीत्या कर्तुं प्रभवन्ति इत्यतः तेषां कृते अवश्यमेव वित्तकोशस्य कार्यप्रक्रियायाः ज्ञानं देयम् इति मम मनः